हरिः ओं भगिनि वदन्तु

सम्यक्

क्षम्यताम् आम् चिन्ता नास्ति भगिनि चिन्ता नास्ति अहं हा अहम् नाहं वि न अहं विक्र अहं विक्र विक्रीत्य विक्रीतवान् ओके सर्वे अपि विक्रीतवान् तदनन्तरम्

हा चिन्ता नास्ति तं रिसर्व् आर्डर् दत्वा ओके अहं स्टाक् कुर्वन् कुर्वन् करोमि स्टाक् कुर्वामि निम् तम स्वत्वय अनु अनुकूलसमये त्वं स्वीकरोमि चिन्ता नास्ति ओके अत्र आर्डर् कृत्वा डिस्कौण्ट् लभ्यते दति तत् कारणे बालकाः बालिकाः धनं डिस् डिस्कौण्ट् डिस्कौण्ट् लभ्यते

कु कुर्वन्तु चिन्ता नास्ति श्वः स्वयं सर्वे अपि

आम् ह

ओके

हा चिन्ता नास्ति यूयम् ईमेल् मुखान्तरं कः कः आनयितुं ते प्रेषयामि तदनन्तरम् अहं ह प्रेषयामि तदनन्तरम् अहं सूक्ष्मेण विच विचारणं कर् कृत्वा मम मित्रस्य सह सम्भाषणं कृत्वा रेट्स् अहं प्रेषयामि तदनन्तरं तदनन्तरं त्वम् एकं द्वयमेव द्वयमेव एकवारं मम शाप् आगच्छति हा मम वसति हा मम वसति वसति सर्वे अपि श्रुत्वा के सन्तोषं सन्तोषं भवन्ति ओके चिन्ता आं प्रेषयामि प्रेषयामि स्वागतं स्वागतं भगिनि स्वागतं भगिनि